इदानीम् अन्तर्जालस्य प्रभावः अनन्तरम् अधिकाः पारम्परिकाः दिनपत्रिकां मासपत्रिकाश्च न पठन्तः सन्ति ये येषु विषयेषु तेषाम् आसक्तिः तत् अन्विष्य अन्तर्जाले एव पठन्तः सन्ति अत्र विषयाः न्यूनाः अधिकं करणीयम् इति नास्ति परन्तु याः विषयाः प्रचुरिताः तेषां विश्वासं कथं कर्तुं शक्नुमः इत्येव अद्यतनसमस्या अन्तर्जाले तु बहु लभ्यन्ते एव अतः अधिकाः विषयाः स्थापनीयाः इति न परन्तु ये सन्ति तेषाम् सत्यपरि परिष्कृतं वा नो चेत् कथम् एतत् सत्यम् एतदसत्यम् इति ज्ञातुं शक्नुमः इति चिन्तनीयम् इदानीं ये पत्रिकां पत्रिकानां विषये कार्यं कुर्वन्तः सन्ति ते अपि उद्योगिनः तेषामपि अभिप्रायः स्वतन्त्रतया भवन्ति इत्यपि नास्ति अतः इदानीं बहु बृहत् अस्माकं पुरतः समस्या नाम अन्तर्जाले यद्वर्तते तस्य सत्यं किम् असत्यं किम् इति अन्वेक्षणमेव बृहत् समस्या इति मम मतिः